अहं यत् आर्डर् कृतवान् तदर्थं द्विशतम् रूप्यकाणि प्रेषितवान् अस्मि मम वित्तकोषतः तत्र कर्तनम् जातम् अस्ति किन्तु तत्र न प्राप्तम् इति उच्यते इदानीं कि कर्तव्यमिति न प्रतिभाती किन्तु एवं कर्तुं शक्यते इदानीं तु मया तु दत्तमेव अस्ति तत् दिनद्वयानन्तरं प्राप्यते एव नो चेत् मम कृते प्राप्यते तदन्तरं तत्र प्रत्यर्पणं भवति यदि भवतः लभ्यते तर्हि तत् समापनीयं नो चेत् पुनः अहं प्रेषयिष्यामी